हरि ओम् महोदय नमस्कारः सुप्रभातं कथमस्ति सम्यगस्मि अहम् अहं शान्तनु महोदय आम् महोदय अस्माकं दशवादने या कक्षा भवति सा कक्षा अहं कर्तुं न शक्नोमि

अहं सायं एवं वा अहं सायं चतुर्वादने कक्षा कर्तुम् इच्छामि महोदय किम् अन्तर्जालमाध्यमेन कक्षा स्वीकर्तुं शक्यते वा आमामाम् रात्रौ षड् वादने

आम् आम् आमाम् शक्नोमि महोदय प्रयासं करोमि आमाम् आमाम् महोदय मम एका समस्या अस्ति शिरोवेदना जायते तर्हि किं कारणेन तत् सम्यग् भवति आम् आमाम् तर्हि

कान्यासनानि करणेन मम शिरोवेदना समस्या जायते आमामाम् आम् महोदय इतोऽपि उदरवेदना जायते मध्ये मध्ये आम् आम् ओहो तेषु आसनेषु मुख्यासन कः कः आसनः अस्ति यत् अस्म मया कृत्वा एव तत् उदरवेदनायाः सिद्धि सिद्धिकरणार्थं कर्तुं शक्यते आमामाम् तर्हि योगः प्रतिदिनं करणीयः अस्ति आम् आम् आम् आम् अस्तु महोदय धन्यवादः पुनर्मिलामः महोदय